मया चित्रकूर्चिकाभिः चित्रसाधनं सिध्यते तत्र अन्याः रीतयः सन्ति जल चित्राणि जलवर्णानि सन्ति कूर्चिका केवलं कूर्चिकावर्णान्यपि सन्ति एवम् अन्यानि सन्ति तत्र अहं फेबर् काज़ल् इति ब्राण्ड् यन्त्राणि स्वीकरोमि तानि च साधनानि बहु मूल्ययुतान्येव तत्र विशेषतः जलवर्णानि अति मूल्ययुतानि अन्ये तु क्वचित् न्यूनमेव